अहं कदापि बैकिङ्ग् स्पर्धायां भागं न भागं न गृहीतवान् तस्य अनुभवः अपि न वर्तते किन्तु अहं बैकिङ्ग् बैक् बैकिङ्ग् विषये जानामि पुनश्च दूरं गच्छामि अपि बैकिङ्ग् विषये तत्र चतुश्चक्रिकायनेन गमनं गमनं यद्वर्तते तस्यापेक्षया द्विश द्विचक्रिका बैकि बैकिङ्ग् यत् वर्तत तत् तस्य अनुभवः किञ्चित् भिन्नं वर्तते वयं अनुभवं वक्तुं न शक्नुमः किन्तु अनुभवः भिन्नः भवति दूरगमनम् इत्युक्तौ केवलं पेकिङ्ग् कृत्वा गमनम् इति न तत्र अनुभवः यत् स्वीकृत्य अस्माभिः बैक् यानेन तत् सर्वं स्वीकृत्य गमनकाले अस्माकं मनसि यः अनुभवः भवति दूरगमनकाले वस्तूनां चयनं पुनश्च वस्तूनाम् उपयोगः सः अनुभवः साक्षात् भिन्नः भवति इति अहं वक्तुम् इच्छामि